हरिः ओम्

संस्कृतभारतीसंस्था अस्ति हा भगिनी वदतु

ओ अस्तु अस्तु पृच्छतु भगिनी किं शङ्काः अस्ति के के शङ्काः अस्ति पृच्छतु अहम् उत्तरं ददामि

ओ सम्यक् सम्यक् ओ आगच्छतु आगच्छतु आगच्छतु भगिनि अस्ति अस्ति बहवः कार्यक्रमाः सन्ति अत्र अस्मिन् क्षेत्रे भवत्याः पुत्रः कुत्र पठति सरलामध्ये वा साक्षात् वा कस्मिन् विभागे पठति च पठति ओ ओ ओ ओ तर्हि श्वेता भगिनी स्वीकरोति वा आमाम् आं त सः तु सम्यक् पाठयति अस्तु अस्तु ज्येष्ठानां कृते बहवः कार्यक्रमाः सन्ति प्रथमम् अस्ति भाषापाकः इति भाषापाकः तु भाषायाः वर्धने एव वर्धनाय एव एतत् कार्यक्रमः चलति अन्यः अस्ति भाषापरिचयः अस्ति परिचयप्रवेशः प्रवेशपरिचयः शिक्षाकोविदा इति चत्वारः स्तराः सन्ति अत्र तेषु यदि भवती योजयति चेत् भवत्याः कृते सम्यक् भवति भवत्याः भाषा अपि वर्धनं भवति इतोपि अग्रे नेतुं शक्नोति भवती तत् केवलं ज्येष्ठानां कृते अष्टादश वर्षं वर्षेभ्यः परमेव अस्ति हा हा चिन्ता मास्तु चिन्ता मास्तु भगिनि चिन्ता मास्तु अतः एव वयं परिचयं ददामः किल प्रवेश इति प्रथमस्तरः अस्ति प्रवेशे अक्षरमालातः वयं पठामः पाठयामः अतः के किमपि क्लेशं न भवति भवत्याः कृते भवती तु जानाति इतोऽपि सम्यक् भाषेति अपि केवलं लेखनमपि अभ्यासं करोतु लेखनम् इतोपि सम्भाषणं करोतु आगच्छति ह ह्

सप्तदश तु न एकनिमेषं भगिनि एकनिमेषम् क्षम्यताम् अन्यः काल् आगच्छति आम् आम् वदतु एकवर्षं यदि सा वैट् कर्तुं शक्नोति चेत् प्रवेशायां सा योजयितुं शक्नोति पञ्जीकरणं कर्तुं शक्नोति हा वर्षम् एकमेव किल किञ्चित् निरीक्षणं करोतु इति वदतु सा सा किमपि संस्कृतभाषायाः परीक्षां दत्तवती वा पूर्वं ओ तर्हि लहरीमध्ये योजयतु ता तां लहरीं तु लहरी तु केवलं संस्कृतभाषायाः परिचयं कृते एव अस्ति तस्मिन् गणे तु सरलाः भाषा एव चलति एव अतः साा भीतापि न भवति सा आम् आम् एतत् षट् मासकार्यक्रमः एव अस्ति सा तु यदि शालायां पठितवती चेत् सरलतया एव भवति ह्म् ह्म्

आमामां भगिनि भवती यदा एकवारम् अस्माकं समीपे प्रशिक्षणशिबिरम् अस्ति ज्येष्ठानां कृते एव ये प्रशिक्षणं दातुम् इच्छन्ति तेषां कृते एव एतत् शिबिरं चलति प्रथमम् एकं कार्यं करोतु भवती दशदिनशिबिरं शिबिरे शिबिरे भवती आयोजयतु अत्र आगत्य एकवारं भवती पश्यतु भवत्याः कृते संस्कृतम् भाषायाः परिचयं भवति अनन्तरं प्रशिक्षणवर्गं गच्छतु यद् एकवारं परीक्षा प्रथमस्तरप्रवेशपरीक्षां दत्तवती चेत् परि प्रशिक्षणशिबिरं गन्तुमपि भवती एलिजिबिलिटि भवत्याः एलिजिबिलिटि भवति अत्र तं योजयित्वा भवती अपि शिक्षणं दातुं शक्नोति अस्तु अस्तु आा चलति चलति चलति भवत्याः संस्कृतं तु सम्यक् एव अस्ति न न न तदेव अहम् उक्तवती किल तदेव हा न न न सर्वे वयं सर्वे भाषायाः वर्धनाय एव एतत् संस्कृतभारती स्थापिता अस्ति तस्य प्रचाराय एव अस्ति भाषा भाषे तु भाषायां तु दोषाः सन्ति एव किमर्थम् इत्युक्ते एतत् वयं यदा अनुदिनं वदामः तर्हि एव दोषाः न्यूनं जाताः अहमपि दोषं वदामि एव तस्मिन् विषये चिन्ता मास्तु भवती अत्र आगत्य अक्षरम् आगत्य एकवारं साक्षात् पञ्जीकरणं करोतु पञ्जीकरणं कृत्वा अत्र ये ये पुस्तकाः सन्ति भवत्याः ये ये रोचन्ते ते सर्वं स्वीकृत्य गच्छतु पठनम् आरम्भं करोतु अनन्तरं पाठयितुमपि आरम्भं करोतु

हा भा आमामाम् अस्ति भगिनी अन्तर्जालमाध्यमेन कोविड् अनन्तरं तु सर्वेः अन्तर्जालमाध्यमेन एव शिक्षणं कुर्वन्ति किल वयमपि सा अन्तर्जालमाध्यमेन वयं कुर्मः एतत् अत्र सा भवत्याः मित्राणि कुत्र कुत्र सन्ति अमेरिकामध्ये सन्ति वा

ओ अस्तु अस्तु यु एस् यू के आस्ट्रेलिया मध्ये अस्माकं अस्माकं कार्यालयाः सन्ति तेषां कार्यकर्तारः दूरवाणिसङ्ख्याम् अहं ददामि भवत्याः कृते भवती ताम् आहूय एतत् सम्पर्कं ददातु ते ते अपि योजयितुं शक्नोति ह् भवान् पृच्छतु पृच्छतु

अस्ति अस्ति इदानीं भवत्याः पुत्रः यत् यत्र पठति श्वेताभगिन्याः समीपे तां पृच्छतु सा अग्रिमे मासे एकं शिबिरं चालयति इति अहं चिन्तयामि एकनिमेषम् अहं पश्यामि सङ्गणके आम् आम् अस्ति अस्ति सा सा अग्रिमे मासे सा एका शिबिरं चालयति तं सम्पर्कं करोतु भवत्याः कृते सा सर्वाः टिप्पणीं ददाति हा वर्त्तूर्भागः हा वर्त्तूर्भागस्य शिक्षिका सा एव अस्ति अन्या अन्यापि अस्ति भवत्याः योजनं यत् गणे भवति तस्मिन् आयोजकः अन्यः भवति किल तेषां कृते चिन्ता मास्तु सर्वे कार्यकर्तारः सर्वाः कार्यकर्तारः अपि सम्यक् एव पाठयन्ति तेषां तु संस्कृत अभिमानः अस्ति अतः एव ते अत्र आगत्य पाठयन्ति ब चिन्ता मास्तु भवती आगच्छतु र मावेङ्कट् आगच्छतु आगच्छतु भगिनि न न न न किमपि चिन्ता मास्तु अहं तु संङ् शङ्कानिवारणार्थमेव अत्र अस्मि किल ह् धन्यवादः हरिः ओं भगिनि शुभदिनम्